मया राजस्थानविश्वविद्यालये एका छायाच्चित्रकार्यशाला आयोजिता तस्मिन् पञ्चाशत् जनाः आगतवन्तः तैः च मदीया छायाचित्रकला बहुधा प्रशंसिता प्रशंसाम् अवाप्य मया निश्चितं यत् अफ़्रिकां गत्वा अग्रिमवर्षे वन्यजीवानां फ़ोटोग्राफ़ि करिष्यामि तथा च तेषां छायाच्चित्राणामपि अत्रैव राजस्थानविश्वविद्यालये कार्यशालामाध्यमेन प्रदर्शनं करिष्यामि